सर्वकारतः स्प्रिन् स्प्रिङ्क्लार् दास्यन्ति तत् स्वीकर्तुम् अहम् आन्लैन् मध्ये पञ्जीकरणं कृतवान् अनन्तरं सर्वकारतः अधिकारिणः आगत्य अस्माकं क्षेत्रं एकवारं दृष्ट्वा कति स्प्रिङ्क्लेर्स् आवश्यकम् इति समीक्षां कृत्वा ते स्प्रिङ्क्लेर्स् दत्तवन्तः एवं स्वीकृत्य अहं विद्युत्समस्या इत्युक्ते वयम् इदानीं मोटर् आन् करणीयम् इत्युक्ते करणीयम् चेत् तत्र विद्युत् अपेक्षितम् वयम् अत्र विद्युत् न भवति चेत् तद् मोटर् आन् एव न भवति मोटर् आन् नास्ति चेत् जलसेचनं विहाय अग्रे गन्तुं न शक्नुमः